हरि ओम् हरि ओम् नमस्काराः महोदय कीदृशं कीदृशं साहाय्यम् आवश्यकं योगप्रभा बुक् स्टाल् अस्ति तिरुपति आमामाम् अवश्यम् आ अवश्यं तत्र दार्शनिकसम्बद्धपुस्तकानि नाम बहुविधाः सन्ति नाम संस्कृते आहत्य अस्मकं किमस्ति अस्माकं पुस्तकालयस्य वैशिष्ठ्यं किमस्ति इत्युक्ते अस्माकं पुस्तकालये संस्कृतभाषायां लिखितानि पुस्तकानि अपि लभ्यन्ते एवं तत्र आङ्ग्लं लभ्यन्ते हिन्दिभाषायामपि लभ्यन्ते कीदृशं पुस्तकम् अवश्यकं नाम कया भाषया लिखिता पुस्तकम् आवश्यकम् इति सूचयन्ति चेत् तदनु अहं सूचयामि आ संस्कृते लिखितानि सं संस्कृते लिखितानि पुस्तकानि नाम तत्र रचयिता अस्ति अस्माकम् ताताचार्य इति संस्कृतविश्वविद्यालयस्य प्रप्रथम कुलपतयः सन्ति तेषां तेन रचितं पुस्तकमेकं वर्तते अनन्तरम् अस्माकं देवनाथन् वर्याः लिखितं पुस्तकं वर्तते अनन्तरम् अस्माकं विभाग या इदानीं सङ्कायप्रमुखः अस्ति नाम विश्वविद्यालये शिक्षाशास्त्रविभागे सङ्कायप्रमुखा या अस्ति तया लिखिता एकं पुस्तकम् एकं पुस्तकं वर्तते नाम कस्य आवश्यकम् इति सूचयति चेत् तदनु वयं त्रयमपि प्रेषयामो वा नो चेत् कीदृशम् आवश्यकम् कीदृशं पुस्तकम् आवश्यकम् इति वदन्ति चेत् तदनु वयं प्रेषयामः सत्यम् ना तेलुगु भोशना भोजनापद्धतुलु इति सर्वेपि नाम इदानीं यत्र यत्र नाम शिक्षाशास्त्री वर्तते नाम जेन्रल् बि इ डि यत् भवति तत्र सर्वत्रापि आन्द्रप्रदेशे तेलङ्गाणराज्ये यत्र यत्र बि ई डि भवति तत्र सर्वत्रापि तेलुगु मेतडालजि इति एकं भवति तत्संबद्धानि पुस्तकानि बहूनि सन्ति शताधिकं वर्तन्ते तर्हि कतिचन नाम तत्र आथर्स् नेम् नाम रचयितु रचयितॄणां नाम अहं वदामि तत्र कस्य आवश्यकम् इति नाम प्रसिद्धानां रचयितॄणां नामानि यदि पृष्टे सति अहं तदपि प्रेषयामि तत्र आदौ अस्ति ति न सिनारे तिनारे महोदयानां पुस्तकमस्ति एवं तत्र अस्माकं षण्मुखमहोदयानां पुस्तकमस्ति अनन्तरं घर्मिल्ल शास्त्रिमहोदयानां पुस्तकमस्ति

आमाम् तद् तदपि प्रेषयामि अनन्तरम् अस्माकम् एतत् पुस्तकालयस्य केटलाग् अस्ति तदपि प्रेषयामि तदेकवारं दृष्ट्वा पुनः मम कृते यदि वदन्ति अहं तदनु पुनः अहं प्रेषयिष्यामि महोदय धन्यवादाः नमस्काराः आ नमस्काराः